हा स्वयं चालितम् अनुवादं तु मया न अधिकं न परीक्षितं किन्तु एकवारं द्विवारं वा दृष्टं तत्र किन्तु तद् उत्तमं नास्ति इति मम अभिप्रायः सामान्यतः साहित्यविषये तद् न शक्यते एव साहित्यस्य अनुवादः अनुवादः भवति किन्तु तद् तादृशः सम्यक् नास्ति इति मम अनुभवः अतः अधिकतया अहं तस्य उपयोगं न करोमि किन्तु गूगुळ् म्याप् मया बहुधा उपयुक्तं सर्वदा अहं तस्य उपयोगं करोमि च यतो हि यत्र कुत्रापि वयम् इदानीं तद् महत् महत् महते उपकाराय गूगुळ् मेप् इति मम अभिप्रायः यत्र कुत्रापि अहं स्वयं नाम मम यानं चालयित्वा कुत्रापि गच्छामि चेद् अन्यः कोऽपि मया सह नास्ति अहं तु एतत् तत्र गन्तुं मार्गमपि न जानामि चेत् गूगळ् मेप् द्वारा एव अहं गच्छामि तदपि ना अन्यः अन्यस्य कस्यापि सकाशं गन्तव्यं चेद् ते तेन गूगुळ् मेप् स्थापयति सः कुत्र अस्ति इति तस्य गूगुळ् मेप् स्थापयित्वा तत् ते तद्वारा अपि गूगुळ् मेप् स्वीकृत्य वयं गन्तुं शक्नुमः इति महते उपकाराय भवति केचन तस्य दोषाः सन्ति इति वदन्ति तथा पत्रिकासु तद् दृश्यन्ते चेत् तत्र मम मम अनुभवः तादृशम् एतावत् पर्यन्तं नास्ति कुत्र यत्र कुत्रापि अहं गच्छामि चेत् कदाचित् तस्य पृष्ठतः स्यात् कदाचित् पुरतः स्यात् तथापि तस्य समीपप्रदेशेषु अहं प्राप्नोमि इति कृत्वा तत्र गत्वा वयम् अन्वेष्टुं तद् शीघ्रम् अवगन्तुं न शक्यते च शक्नुमः इति कृत्वा गूगुळ् म्याप् अथवा अथ अतीव उपकाराय भवति इत्यत्र मम सन्देहलेशोऽपि नास्ति बहुत्र अहमातुरालयं वा अन्यत्र कुत्रापि मम गृहं मित्रस्य गृहं वा नाम दूरप्रदेशेषु परीक्षा परीक्षा मम पुत्रस्य परीक्षा लेखनीया चेद् तं परीक्षास्थानं ज्ञातुं एवं बहुषु विषयेषु मां मा मया गूगुळ् मेप् इति तस्य उपयोगः कृतः अतः मम अभिप्राये सः कालस्य अतीव उत्तमः एकः मार्गः नाम इदानीं यस्य कस्यापि सहायं विना वयं कुत्रापि प्राप्तुं शक्नुमः इति महते उपकाराय भवति इत्यत्र नास्ति एव मम सन्देहः तावदेव मम तस्मिन् विषये वक्तुमस्ति किन्तु अनुवादविषये तु मम अधिकः उपयोगः न कृतः इति कृत्वा मम एतस्मिन् विषये अधिकं वक्तुम् अहं न शक्नोमि किन्दु एकं कार्यं वक्तव्यमेव साहित्यस्य अनुवादं तु मनुष्यस्य प्रदिभामुपयुज्य एव वयं कर्तुं शक्नुमः तद् अन्यथा शक्नोति चेदपि तद् उत्तमं न भवति इत्येव मम अभिप्रायः